मम स्थाने विद्यमानानां कलाकाराणाम् अथवा कलानां यदि ख्यातिः भवेत् दूरदेशेषु तेषां स्मृतिः यदा भवेत् यथा भवेत् पुनः एतस्मिन् विषये अभिज्ञानं यदि सर्वेषां भवितव्यं तर्हि बहुधा उपायाः अस्माभिः कल्पयितुं शक्यन्ते प्रथमं तावत् संस्कृतिमन्त्रालयः अस्मिन् विषये बहुधा उपायान् क कुर्वन्नस्ति तत्र कञ्चिदंशं स्वीकृत्य अस्माभिः एतस्य प्रचुरप्रसारः कर्तुं शक्यते द्वितीयं तावत् स्थाने स्थाने गत्वा प्रदर्शिन्याः आयोजनम् एतेन बहुधा समाजे अभिचेतना जागर्ति तृतीयं भवति लघु लघु शालासु कलाशालासु विश्वविद्यालयेषु गमनं एतस्य विषये एकघण्टात्मकं वा घण्टाद्वयात्मकं व्याख्यानं एतेन छात्रेषु एतस्मिन् विषये रुचिः अधिका भवति यतः तत्तत् स्थानीयकलासु एव तेषां तासां प्रवृत्तिः कदाचित् भवति अन्यस्थानकलायाः उपरि तथा अभिज्ञानं ई एषु दिनेषु कदाचित् नास्ति इत्यवे अहं चिन्तयामि तदनन्तरं मासिकपत्रिकासु क्वचित् लघुस्थानं स्वीकृत्य तस्य प्रदर्शिनी भवितुमर्हति अनन्तरम् अस्माकं जनसंसाधनं सञ्चारमाध्यमाः अधिकाः सन्ति यथा फेस्बुक् ट्विट्टर् वाट्सेप् इत्यादिकं तत्र अस्माभिः डिजिटल् बेनर् स्थापनं नाम वैद्युतीयदृष्ट्या बेनर् स्थापनं द्वितीयं सर्वत्र तस्य प्रचारः वाट्सेप् स्टेटस् स्थापनम् अथवा मुखपटले वारं वारं तस्य शेर् करणम् एवं कृत्वा अस्माभिः कदाचित् प्रचुरतया तस्य प्रचारः अस्माभिः कर्तुं शक्यः इत्यहं चिन्तयामि